मया स्वीकृतम् आसीत् हिमालय कंडीश्नर् एलोवेरा फ्लेवर् तद्बहु सम्यक् आसीत् एवं यदा उपयुक्तं तदा केशाः सम्यक्स्थिताः आसन् द्रष्टुं सुन्दराः च आसन्